तिरुपतिप्रदेशम् अटितुं एकस्य पर्यटकस्य कृते प्रायः एकसहस्रं परिमितं धनं पर्याप्तं भवति एकस्मिन् दिने अटितुं यतोऽहि भोजनस्य कृते प्रायः द्विशतं पर्याप्तं भवति अवशिष्टं धनं तावत् इतस्ततः गमनार्थम् उपयुज्यमान यानम् अनुसृत्य भवति यदि बस्यानेन गम्यते तर्हि धनम् अल्पमेव भवति एव यदि टेक्सियानं नाम कार्यानं स्वीकुर्मश्चेदेव धनम् अधिकं भवति तिरुमलायां चेत् तत्र षट् स्थानानि दर्शयितुम् एकस्य पर्यटकस्य कृते प्रायः द्विशतं रूप्यकाणि एव भवन्ति तिरुमला इति तिरुमलायां विद्यमानप्रधानदेवालयं विहाय इतराणि षट्सप्त स्थानानि सन्ति तानि स्थानानि द्रष्टुमेव द्विशतं रूप्यकाणि भवन्ति एवमेव तिरुपतिप्रदेशम् आगत्य अत्रापि अत्र विद्यमानान् विविधान् देवालयान् द्रष्टुम् अथवा अत्र विद्यमान प्रदेशान् द्रष्टुं तावत् त्रिशतम् उप चतुःशतं रूप्यकाणि अपेक्षितानि भवन्ति एवम् आहत्य एकसहस्रं रूप्यकाणि पर्याप्तानि भवन्ति